दर्शनशास्त्रेण मम शास्त्रेण व्याकरणशास्त्रेण साकम् उपकार्य उपकारकभावसम्बन्धः वर्तते अतः एव उक्तमस्ति पाणिनीयं काणादञ्च सर्वशास्त्रोपकारकम् मम शास्त्रस्याध्ययनेन शास्त्रान्तरे प्रवेशः सम्यक्तया भविष्यति अतः एव लघुसिद्धान्तकौमुदी ग्रन्थस्य अन्ते लिखितमस्ति शास्त्रान्तरे प्रविष्टानां बालानाञ्चोपकारिका अतः व्याकरणशास्त्रस्य अध्ययनं सम्यक्तया भविष्यति चेत् तदा दर्शनशास्त्रे भिन्नेषु शास्त्रेषु च सम्यक्तया अध्ययनं भवितुमर्हति अतः मम शास्त्रस्य अन्येन दर्शनशास्त्रेण साकम् उपकारि उपकारकभावः एव सम्बन्धः विद्यते